वेदार्थविचारे मीमांसकानां यन्मतं वर्तते तत् सर्वसम्मतम् इति वक्तुं शक्यते कथम् इत्युक्ते ते यज्ञविषये प्रायः चिन्तनं कुर्वन्ति मीमांसकाः यज्ञः कदा करणीयः कथं करणीयः इत्यादियाज्ञिकविषयाः मीमांसे भवन्ति वेदे चत्वारः अङ्गानि भवन्ति चत्वारः विभागाः भवन्ति आरण्यकम् संहिता ब्राह्मणम् उपनिषत् इति तत्र संहिते संहिताग्रन्थे यागानां विषये सर्वदा विचारः भवति परन्तु तत् वेदान्तादिशास्त्रेषु वेदार्थविषये उपनिषत् उपनिषद्भागः किम् उच्यते तदेव वेदान्तशास्त्रं भवति किं वेदस्य अन्त्यभागः इति वेदान्ते शब्दः भवति वेदस्य अन्ते अन्त्यभागः इत्युक्ते उपनिषद्भागः तत् उपनिषद्भागः ब्रह्मपरः भवति परब्रह्मविषये अथवा जगत्सृष्टिविषये उच्यते तद् वेदान्तपरकत्वं भवति